हरिः ओं नमस्कारः महोदय भवतः हार्दं स्वागतमस्ति भवान् भवतः नाम किं अहो भवान् नवीकरण ऊर्जा इत्यस्मिन् क्षेत्रे कार्यरतः अस्ति इति अस्मा इति अस्माभिः विज्ञाय महान् हर्षः प्राप्तः अस्मिन् सन्दर्भे केचन प्रश्नाः सन्ति अहं पृच्छामि नवीकरण ऊर्जा इति पदस्य सामान्यं तात्पर्यं किं नाम का नवीकरणोर्जा इति

तर्हि मानवाः वर्तमाने यत् पेट्रोल् अथवा डीसल् आधारिताम् उर्जां प्रयुञ्जानाः सन्ति किं सा ऊर्जा अत्र नान्तर्भवति वा सत्यं एवम् एवं एवम् महोदय भवानस्मिन् क्षेत्रे कदारभ्य कार्यं कुर्वाणः अस्ति ओ हो विंशतेः वर्षाणां भवतः अनुभवः उत्तममेव भवता अस्मिन् क्षेत्रे कृतं किमपि विशेषं कार्यं एवम् एवं महोदय एतस्य एतस्याः ऊर्जायाः वर्तमाने किं सर्वक्षेत्रेषु प्रयोगः जायमानः अस्ति वा अथवा किञ्चित् क्षेत्रेषु प्रयोगः भवति अहो अहो इत्युक्ते अग्रिमस्य भारतस्य भविष्यं अनया ऊर्जया सुष्ठु एव प्रचलिष्यतीति वयं सर्वे आशास्महे सत्यं क उक्तवान् खलु महोदय

सत्यं सत्यं वस्तुतः भारतस्य उज्वलं भविष्यं महोदय अस्मिन् सन्दर्भे अस्माभिः सह वार्तालापं कर्तुं धन्यवादाः धन्यवादाः